नमस्ते स्वगि स्विग्गि अहम् चोखिढानितः दाल् बाटि चूर्मा इति आर्डर् कृतवान् दशवादने अहं मम आर्डरं जातं परन्तु इदानीं अहं पश्यामि यद् मम गृहे पात्राणि न सन्ति यथा स्थालिका चमसः कंशः इत्यादिकं किमपि नास्ति तु मम निवेदनमस्ति यदा यदा मम आर्डरम् आगच्छति तु तदा तेन सह एव डिस्पोसल् स्थालिका चषकं चमसम् अपि प्रेषयतु एतेन भविष्यति यत् मम आहारं सम्यक्तया अहम् आनन्देन स्वीकरिष्यामि इ